आयुर्वेदे स्वास्थ्यस्य लक्षणम् एवमुक्तम् समदोषः समाग्निश्च समधातुमलक्रियाः प्रसन्नात्मेन्द्रियमनाः स्वस्तः इत्यभिदीयते एवं लक्षणमुक्तं एतस्य विशेषः कः इत्युक्ते एतेन शान्तिः भवति आत्मा प्रसन्नः भवति एषः एव अयुर्वेद शास्त्रे उक्तमस्ति इदानीम् आधुनिकेभ्यः विधानेभ्यः ततु संपूर्णं भिन्नम् अस्ति शरीरे झटिति परिवर्तनम् आनयन्ति आधुनिकवैद्यं परन्तु अनन्तरकाले दुश् परिणामाः भवन्ति आयुर्वेदस्य तथा न भवति कार्यं मन्दं मन्दं करोति परन्तु अधिककालं स्वास्थ्यं ददाति एवम् आधुनिक वैद्यं असमीचीनमिति नास्ति किन्तु आयुर्वेदवैद्यस्य उपयोगः करणीयः चेत् दुष्परिणामान् वयं न अनुभवामः आयुर्वेदस्य पालने एव सान्तिः भवति सहजजीवनं कुर्मः प्रकृतौ जीवामः इति